अद्यनष्टाः भारतीयकलाविशेषाः के नाम लावणीपदं चौडुकीपदं जानपदम् इत्यादिकम् अस्मिन् काले केपि न वदन्ति न पठन्ति न गायन्ति इति कृत्वा अस्मिन् काले तावद् भारतीयकलाविशेषाः ये आसन् प्राग् चौडुकीपदा लव्णीपदम् इत्यादिकं नष्टाः सन्ति कुतः इति चेत् ते मुखात् एव वक्तव्यमस्ति तद् तादृशं गानानि वा यत्किञ्चित् भवतु तद् लिखित्वा संस्थापयितुं न शक्यते इति कृत्वा मुखात् एव तत् सर्वं श्रोतव्यं मुखात् एव सर्वं कर्तव्यम् इति भवति इति कृत्वा तद् अस्मिन् काले विद्यमानाः प्राचीनाः कालविद्यमानैः यद् कृतं यद् उक्तं यद्गीतं तत्सर्वं न उल्लिखितमस्ति इति कृत्वा अस्मिन् काले वर्तमानाः जनाः आधिक्येन प्राचीनकाले विद्यमानगानानि वा इत्यादिकं न इच्छन्ति आधुनिके इदानीं यद् फ़िल्म् मध्ये चलनचित्रमध्ये यद्गानं भवति तदेव गानं श्रोतुम् इच्छन्ति तदेव गातुम् इच्छन्ति इति इति कारणतया प्राचीनकाले विद्यमानं कलाविशेषाः अपि नष्टाः सन्ति एवमेव चलचित्रादिभिः प्राग् तावत् बीदिनाटकं किरुनाटकं बृहन्नाटकम् इत्यादिकं कुर्वन्ति स्म इदानीं तावद् नास्ति किरुनाटकं बीदि बीदिनाटिकं तु नष्टमेव अस्ति बीदिनाटकम् इदानीं केपि न कुर्वन्ति करोति इति कृत्वा एवमेव आगच्छन् आगच्छन् अस्माकं भारतीयकलाविशेषाः प्राचीनकाले ये ये आसन् ते सर्वे नष्टाः सन्ति बीदिनाटकमपि नास्त्येव इदानीं तथैव लावणीपदं चौड्कीपदं गीगीपदम् इत्यादिकं वर्तते तत्सर्वम् इदानीं नास्त्येव